नवदशाधिकद्विसहस्रतमे वर्षे विश्वे कोरोना महामारी इत्यस्य विशिष्ट रोगस्य इत्यस्य विशिष्टरोगस्य बहु प्रभावः अभवत् तदर्थं सर्वत्र देशेषु लोक्डौन् जातं यदा यदानीं तदानीमहं पुरीपरिसरे आसं पुरीपरिसरेपि तथैव अभवत् मम पुत्रः पत्नी च मम सविधे आसन् तदर्थम् अस्तु वयं चिन्तितः तत् यद्यपि आपणानि रिक्तानि तत्र पिहितानि सन्ति वा तत्र आपणानि उद्घाटिनानि सन्ति वयं ज्ञातुं न शक्नुमः इति कृत्वा अस्माकं गृहे तत्र ग उद्याने ज यत् यत् फलं भवति यथा पपिय्या भवति इतोऽपि शाकानि भवन्ति तत् तेन एव यापनं कुर्मः अनन्तरं मम गृहस्य सविधे एकम् आपणमस्ति तस्य तत्र आपणे कानिचन् वस्तुनि लभ्यते स्म ततः अपि आनयने भीतिः भवति तथापि यथा कथञ्चित् आनीय भोजनं वयं कृताः एवञ्च दुग्धमपि आनयामः एवं च तत्र अश्वगन्धात् स् क्द् कदाचित् नेट् मध्ये शृतवान् वा दृष्टवान् अश्वगन्धाया भोजनेन तत्र जनानाम् इम्युनिटि वर्धितं भवति इति तदर्थम् अश्वगन्धायाः भोजनं कृतवन्तः वयम् एवञ्च यथा कथञ्चित् येन केन उपायेन कालः यापितः